यदि अहम् अन्यदेशं गन्तुम् अवकाशं प्राप्स्यामि तर्हि अहं रशिया गन्तुम् इच्छामि सः च देशः भारतस्य समीपेऽपि वर्तते अतः गमनसौलभ्यम् अपि वर्तते तत्र बस्यानेनापि गन्तु शक्यते तस्मात् सुलभः तत्र वातावरणम् अपि उत्तमं वर्तते तस्मात् तत्र भ्रमणेऽपि अत्यानन्दः अनुभूयते तत्र जनाः अपि उत्तमाः वर्तन्ते रशियादेशे भारतीयसंस्कृतेः अपि अतीवप्रभावः विद्यते